वृद्धानां स्वास्थ्यपालनाय बहवः सहाय्यव्यवस्थाः वर्तन्ते यतः बहूनि चिकित्सालयेषु उचितचिकित्सा केम् अथवा उचितचिकित्सा सप्ताहः वर्तन्ते एतद्विहाय आरोग्य कार्ड् इत्यपि यच्छन्ति अस्मिन् रोगस्य चिकित्साव्ययः किञ्चित् न्यूनं भविष्यति एतादृशी नीतिः भवति चेत् लाभाय एव भवति यतः वृद्धाः तेषाम् आरोग्यं रक्षितुं यावद्धनं व्ययं कर्तुम् इच्छन्ति तस्य अपेक्षया न्यूनं भवति चेत् तेषां सहाय्य एव भवति